हरिः ओम् मया एवं साक्स् आर्डर् कृतम् आसीत् धन्यवादाः तत् साक्स् बहु मम कृते आनुकूल्यं कल्पितमस्ति तेन अहं बहु सन्तुष्टः तादृशं साक्स् प्राप्तं प्राप्य मम कृते सन्तोषः जातः अस्ति भवन्तः एवमेव मम कृते समीचीनं वस्तून् मया या यानि आर्डर् क्रियन्ते तानि वस्तूनि प्रापयन्तु इति अहं प्रार्थयामि धन्यवादाः